मया मीमांसादर्शनमवलम्ब्य मीमांसादर्शने प्रमाणविमर्शः इति पुस्तकं किञ्चन लिखितं तत्र पुस्तके मया मीमांसादर्शने सूत्रकालादारभ्य अद्यावधिपर्यन्तं प्रमाणमीमांसायां प्रमाणे प्रमाणलक्षणेषु ये परिष्काराः सञ्जाताः तेषां कथं विकासः सञ्जातः इति विमर्शः कृतः अस्ति वस्तुतः एतस्य पुस्तकस्य लेखनस्य प्रेरणा मया अस्मत् गुरुचरणेभ्यः स्वरयातेभ्यः आचार्यसोमनाथनेनेमहोदयेभ्यः प्राप्ता ते मीमांसायां निष्णाताः विद्वांसः आसन् तेषामेव प्रेरणया मया मीमांसादर्शने एतत् पुस्तकं रचितं वर्तते